अहं चिन्तयामि स्टें विश्वविद्यालयेषु वा कलाशालायां वा ग्रामीण बालकानाम् कृते अध्ययनविषये समानावकाशः नास्ति इति तस्य एकं कारणं प्रायः कारणद्वयम् अस्ति एकं तु ग्रामेषु प्राथमिक विद् विद्यालयः अस्ति तस्य स्तरः अपि किञ्चित् न्यूनः दृश्यते परन्तु द्वितीयम् अस्ति वातावरणं नगरेषु पश्यामश्चेत् लघु लघु परिवाराः भवन्ति तत्र अध्ययनविषये प्राथमिकस्तरे अपि अध्ययनविषये बहु अधिकः एकाग्रता अधिका एकाग्रता अस्ति मातापितरौ अपि प्रतिदिनं पश्यन्ति बालकः सम्यक् अध्ययनं करोति वा गृहकार्यं करोति वा न वा इतोपि भिन्न भिन्न वर्गान् प्रति ते प्रेषयन्ति न केवलं विद्यालयीया

तद् सम्यक् कर्तव्यम् अस्ति